एवम् अहं प्रतिदिनं स्न्याक्स् इत्येतत् करोमि स्न्याक्स् यथा नूडल्स् म्यागी स्याण्ड्विच् इत्येतानि अहं प्रतिदिनं करोमि स्याण्ड्विच् कर्तुं तु बहु सुलभः एव अस्ति ब्रेड् इन्ग्रीडियन्ट्स् वर्तते पदार्थाः वर्तन्ते ब्रेड् एवञ्च बटर् एतत् एवञ्च टम्याटो टम्याटोस् चीस् यदि लभ्यते चेत् एतत् ब्रेड् उपरि स्थाप्यते चेत् तत् बहु टेस्टी भवति खादयितुं खादितुं रुचिः अपि अस्ति म्याग् म्यागि इति टु मिनिट्स् म्यागि इत्युच्यते तत् प्याकेट् तु लभ्यते एव आपणे तत् प्याकेट् लभ्यते तत् यदि पात्रं पात्रं स्वीकृत्य जलं स्थापयित्वा यदि तत् प्याकेट्मध्ये तस्य तत् स्थापयते चेत् म्यागिः भवति टु टु मिनिट्स् म्यागि इत्युच्यते स्न्याक्स् स्न्याक्स् वयम् सायङ्काले खादामः तत्र तत् बुभुक्षा यदि भवति चेत् तदपि सं बुभुक्षा अपि जायते बुभुक्षा अपि जायते अतः स्न्याक्स् कर्तुं विधानं मम तु एतदेव विधानमस्ति